मम प्रदेशे युवसमूहानां शिक्षणम् उद्योगः नेतृत्वविषये वा समस्याः वा सहकारं प्राप्नोति एव अत्र चेन्नैप्रदेशे अधिकाः विद्यालयाः का महाविद्यालयाः सन्ति अतः शिक्षणं विषये च् चिन्ता नास्ति उद्योगः अपि सर्वत्र अत्र लभ्यते नेतृत्वविषये छात्राणाम् उन्नतिं किं स्तरः कृत्वा नेतृत्वं विषये अपि प्राप्नोति समस्या इति नास्ति सहकारं निश्चयेन प्राप्नोति अतः चेन्नैप्रदेशे युवसमुहाना शिक्षणविषये वा उद्योगविषये वा नेतृत्वविषये वा समस्या किमपि नास्ति सहकारं निश्चयेन प्राप्नोति इति मम विश्वासः